मम इष्टं खाद्यं शतरन्ध्रिरिका तत्रापि मसालादोसा मसालाशतरन्ध्रिका इति मह्यं बहु रोचते आलूकपलान्डोः व्यञ्जनं यदा मध्ये स्थाप्यते तस्य एव प्रधानकारणम् मसालादोसायाः किमर्थं तथा स्वादिष्टं भवति इति सर्वे वदन्ति बेङ्गलूरूनगरे विद्यार्थीभवन् इति अल्पाहारगृहे बहु सम्यक् भवति इति परन्तु अहं तत्र न खादितवान् कदापि मैसूरुनगरे बहुत्र अहम् दोसां खायितवान् मैलारि इति विश्वप्रसिद्धिः एव तत्रापि परन्तु मम प्रियतमः नाम मम गृहस्य समीपे एव मैसूर् काफी बार् इति अल्पाहारगृहं लघु आपणः अस्ति तत्र बहु रुचिकरं भवति शनीभानुवासरे महान् संवर्धः मैसूरुतः दूरप्रदेशात् जनाः तत्र आगच्छन्ति दोसखादार्थम् एव तत्र बहु संवर्धः भवति अनन्तरं तत्र विशेषं नाम दोसा बहु सम्यक् लभ्यते एव तत्र पालक् दोसा सेट् दोसा इत्यादि भिन्नप्रकारेषु अपि लभ्यते तदनन्तरं तेषां यत् काफी पानम् भवति तत् पिबामश्चेत् तत् स्वर्गतुल्यम् एव भवति